आगामि सप्ताहे मम अनुजायाः जन्मदिवसः अस्ति अतः जन्मदिवसस्य कृते भोजनम् अपेक्षितं भवति भवतः आहारगृहे किम् किं भोजनं मिलति तथा एकजनु एकजनस्य भोजनस्य कृते कियद्धनम् आवश्यकं तथा पञ्चाशज्जनानां कृते कियद्धनम् अपेक्षितम् ओ पञ्चसहस्रं वा किञ्चिद् न्यूनं भवति चेत् य आगामि स् वर्षे भवतः समीपे एव भोजनस्य तालिकां प्रेषयामि